मम मण्डलं धारवाड् नगरं तत्र अन्यान्यसमस्याः सन्ति एव परन्तु यदा सर्वकारः तत्र अर्थव्यवस्थां करोति तदा ताः समस्याः परिहृताः भवन्ति एवं तत्र मार्गसमस्या आसीत् अनन्तरं सर्वेषां गृहेषु जलवितरणस्य समस्या आसीत् अनन्तरं परिसरमालिन्यं बहु प्रचलद् आसीत् तत्र संस्थाद्वयं बायो केमिकल् फेक्ट्री निर्मितवन्तः अत्र सर्वकारः सर्वकाराय वयं सर्वे विज्ञापनं कृतवन्तः तदा सर्वकारः आगत्य तेषां सर्वेषां समस्यानां परिहारे योगदानं कृतवन्तः तत्र विशिष्य अर्थव्यवस्था अनन्तरम् आरोग्य आरोग्यसंस्था अनन्तरं पर्यावरणसंस्था च सहकारं दत्वा तत्र साहाय्यं कृतवन्तः